अहं व्याकरणशास्त्रम् अधीतवान् मम शास्त्रस्य नाम व्याकरणशास्त्रस्य मूलग्रन्थः अस्ति व्याकरणसिद्धान्तकौमुदी अयं ग्रन्थः केन रचितः इति चेत् भट्टोजीदीक्षितेन अयं ग्रन्थं रचितम् अयं ग्रन्थः रचितः अस्य ग्रन्थस्य कः विशेषः इति चेत् अयं ग्रन्थः सर्वेषां पुरुषाणां वाक् कौशलं वर्धयति नाम लौकिके ये शब्दाः प्रयुक्ताः भवन्ति तेषु शब्देषु के शब्दाः अपशब्दाः के शब्दाः साधुशब्दाः इति अस्य ग्रन्थस्य अध्ययनं यः करोति सः सम्यक् जानीयात् किमर्थम् इत्युक्ते अस्मिन्ग्रन्थे अयमेव विशेषः व्याकरणशास्त्रस्य प्रवृत्तिः तदर्थमेव् भवति

एवञ्च अस्मिन् शास्त्रे इतोऽपि बहूनि विशेषणानि सन्ति कानि कानि इति चेत् अत्र उरदाहारणं स्वीकर्तुं शक्यते तत्र मध्वरि इति अधुना यः

मधुः नामकः दैत्यः इति यः अस्ति तस्य अरिः नाम शत्रुः कः इति चेत् विष्णुः अधुना सन्धिविच्छेदं कृत्वा एव ज्ञायते मधुः इति दैत्यः नाम दैत्यः नाम दैत्यः मधुः नामधेयः अस्ति इति अरिः इत्युक्ते शत्रुः तर्हि मध्वरिः इति समस्तं पदं नाम स्स् मध्वरिः इति यत् पदमस्ति तेन पदेन कः विवक्षितः इति चेत् तेन पदेन विष्णुः इति विवक्षितः कथं ज्ञायते इति चेत् मधु अरि इति सन्धिविच्छेदं कृत्वा मधुः इति कः अस्ति इति ज्ञानं भवति मधुः इति दैत्यः अरिः किम् इति चेत् अरिः नाम शत्रुः तर्हि मधुः अरिः मध्वरिः नाम मधुः नामकः यः दैत्यः वर्तते तस्य अरिः तस्य शत्रुः कः अस्ति इति चेत् विष्णुः अस्ति तस्य शत्रुः मध्वरिः इति एकमेव न तत्र बहवः शब्दाः सन्ति येषाम् अर्थं वयं व्याकरणशास्त्रम् अधीत्वा एव ज्ञायते एवञ्च इतोऽपि तत्र महान् विषयः अस्ति वक्तुं नाम तत्र धातवाः भवन्ति प्रत्ययाः भवन्ति एवञ्च निपातनानि अपि भवन्ति परिभाषाः भवन्ति तत्र श्लोकानि अपि रचितानि वर्तन्ते दीक्षितेन वा महाभाष्यकारेण वा एवञ्च वार्तिककारेण वा तत्र व्याकरणं शास्त्रस्य आदौ आरम्भं भवति पाणिनिः इत्यतः पाणिनिः यः वर्तते सः सूत्राणि लिखितवान् नाम यथा सः आदौ लिखितवान् हलन्त्यं तस्य लोपः आदिरन्त्येन सहेता इत्यादीनि सूत्राणि क कुतः तानि सूत्राणि लिखितवान् इति चेत् यदा सः किमपि न जानाति स्म तदानीं स् एकवारं सः नाम भगवान् शङ्करस्य पार्श्वे गतवान् तदानीम् भगवान् शङ्करस्य यत् ननाद ढक्कः कृतः तेन ननादढक्केन सः अजानीत यत् अयम् इयं ध्वनिः ऐ उण् लुलृक् एओङ् ऐऔच् इति अस्ति अतः सः एवं ज्ञातवान् अनन्तरं तेन ऐउण् इत्यादीनि चतुर्दश माहेश्वराणि सूत्राणि लिखितानि वर्तन्ते अनन्तरम् सः अ अग्रे लिखति हलन्त्यं तस्य लोपः अदृ अदर्शनं लोपः तस् आदिरन्त्येन सहेता इत्यादीनि सूत्राणि इति